हरिः ओम् अहम् आर्या अस्मि आ अस्तु अस्ति नूतनं गृहम् कुत्र कुत्र आवश्यकम् उभयोः अ अस्तु भवती कुत्र अस् इदानीं भवती कुत्र अस्ति भवत्याः एका एव अस्मि आ लघुगृहं वा अस्तु भवत्याः कार्यालयः कुत्र अस्ति त्रिशूर् टौन्मध्ये वा अथवा एम् जि रोड्मध्ये एव अस्ति वा हा अस्तु तत्र बहूनि गृहाणि सन्ति भवत्याः कृते एकं लघु गृहं वा अस्ति वा लघु गृहम् एकमासे एकमासे वा एकमासे भवत्याः एकम् इच्छा कुत्र अस् कति अस्ति भवत्याः इच्छा कति अस्ति एकमासे एक लघु गृहार्थम् अतः पञ्चसहस्रम् अधः अधः वा पञ्चसहस्रम् सप्तसहस्रम् हा अस्तु तत्र ब्रह्मस्य मठस्य समीपे एकं लघु लघु गृहमस्ति तद् गृहस्य एकमासम् आ ब्राह्मणाः सन्ति आ कन् कन्क्लूड् हा तत्र भवत् तत् किमपि न प्रश्नः सम्यक् गृहमस्ति अस्तु भवती हा आगच्छतु हा भवती तत्र आगमनसमये मम कृते ह न न प्रश्नः अस्ति किमपि न आ अस्तु मिलामः राम राम